हरिः ओम् इयं सूर्यट्रावेल्स् इत्यस्य दूरवाणीसङ्ख्या नमस्कारः मया अद्य रामटेकतः नागपुरं गन्तुम् एकं क्याब् स्वीकृतम् आसीत् भ ह्यः भवतापि तदङ्गीकृतम् सार्धद्विवादनतः अहं स् स्वीकृतवान् नाम स्वा सार्धद्विवादने किञ्चित् माध्याह्नकाले इदानीं सार्धत्रिवादनं नाम एकहोरात्मकः कालः अतीतः तथापि क्याब् नैव आगच्छति इतोपि कियान् विलम्बः महोदय कुतः एतावान् विलम्बः किञ्चित् शीघ्रं कुर्वन्तु कृपया अस्तु अस्तु